त्रयोदशाधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य तृतीयः दिनाङ्कः सप्तदशाधिकद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य पञ्चदशदिनाङ्कः विंशत्यधिकद्विसहस्रतमवर्षस्य नवेम्बर् मासस्य पञ्चमः दिनाङ्कः एकविंशत्यधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य अष्टादशदिनाङ्कः द्वाविंशत्यधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य षष्ठः दिनाङ्कः